हा नमस्कारः सुस्वागतम् अस्माकं यत् वस्तुनिष्टं नाम वस्तुसंस्थायाः कृते भवतां नाम सूची आगता इति एवं सुस्वागतं किमपि आवश्यकं वा एवम् एवं तर्हि हा कुतः वदन्ति अधुना नाम कस्मात् मण्डलात् एवमेवम् एवं प्रायः हा अस्ति लभ्यते एव परञ्च नाम गतं गतमासस्य अपेक्षया अस्माद् मासाद् आरभ्य नाम जन्वरिमासात् प्रथमदिनाङ्कादारभ्य एव तत्र शुल्कस्य द्विशतमिति न वर्धितमस्ति अतः तदेव सूचयामि एवं न गतमासे तु सप्तशतम् इति आसीत् परञ्च तादृशी नाम व्यवस्था क्लपिता तत् तस्मिन् समये परञ्च साम्प्रतं जायमाना नामा क् संस्थायाः क्लेशः अपि वर्तते अतः एवंरूपेण वर्धितः अस्माभिः तत्तु यद्वर्धितं तदेव कृतमस्ति नाम द्विशतमिति वर्धितमस्ति अतः तदेव चिन्तयित्वा नाम स्वीकुर्वन्तु कुर्वन्तु इति अहं सूचयामि एवं तथा भवति अस्माकं नाम सर्वत्र विद्यमाना अधुना साम्प्रतं सर्वत्र विद्यमानम् एवमेव अस्ति किमर्थमित्युक्ते तावत् संस्थायाः व्यवस्था किञ्चित् क्लेशः जायमानः वर्तते अतः एवमेव न प्रायः अधुना सर्वत्र अस्मात् मासात् आरब्धं आरब्धं खलु अतः सर्वत्र जायमानं तथा नास्ति परञ्च अस्माकं संस्था नाम ये यतः नाम यस्मात् वयं स्वीकृतवन्तः तस्मात्तु तथैव अस्ति अतः वयमपि तथैव स्थापितवन्तः वयं स्वीयरूपेण न वर्धितवन्तः अतः एवं तथा आसीत् महोदय परञ्च साम्प्रतं तावत् रूपेण न लभ्यते इति अस्तु आं महोदय आम् अवश्यमवशयं एवं धन्यवादः